बाल्यकालतः महाविद्यालयस्तरपर्यन्तम् अहं नियमितरूपेण योगाभ्यासं कृतवती आसम् तत्र अहं योगाभ्यासशिबिरे गत्वा योगासनानि कृत्वा योगासनानि कृतवती बहु सुकार्यम् आस् बहु सहजरूपेण अहं योगासनानि कृतवती आसम् किन्तु महाविद्यालयात् परं कार्यव्यस्तता आसीत् अतः तत्र निरन्तरता नास्ति अधुना अहं गृहे स्थित्वा एव प्राणायामं करोमि तथा स्वास्थ्यं सम्यक् भवेत् अतः अर्धहोरापर्यन्तं नियमितरूपेण भ्रमामि तेन प्रा तेन अहं सं फ़्रेश् अनुभवामि आदिनं फ्रेश् अनुभवामि